अहं लेखनं करिष्यामि एतावत्पर्यन्तं यत्किमपि अधीतं तत् यथाशक्ति पाठितमेव लेखनं कृतं किन्तु अधिकं लेखनं न कृतम् अतः एतदनन्तरं लेखने मदीया प्रवृत्तिः भविष्यति लेखनमाध्यमेन तत्र जीविकायाः अपि प्राप्तिः भवितुम् अर्हति एवं च अवसरः पुर्वं न लब्धः समाजे गत्वा आध्यात्मिकी या शिक्षा वर्तते आध्यात्मिकं यत् ज्ञानं वर्तते तत् तेषु मया प्रसारणीयं वर्तते वस्तुतः एतत् तत् जीविका न भवति किन्तु जीविकायाः साधनं अन्यदपि वर्तते यतोहि सेवानिवृत्तिः मदीया भविष्यति तदनन्तरं इतः अपि किमपि धनं लप्स्यते एव